मम योगाभ्यासविषये मां प्रति क प्रेरितवान् इत्युक्तौ यदि अहं वदामि तर्हि सर्वेपि हसन्ति कश्चन्नटः तस्य नाम शिव्कुमारः इति सः एव मां प्रेरितवान् सः एकवारं मम कलाशालां प्रति आगत्य योगः नाम कः इति शीर्षकं स्वीकृत्य भाषणं कृतवान् तदा अहं आसम् सर्वमपि आकर्ण्य इतः परं मम मनसि आसीत् योगा योगाभ्यासं कर्तव्यम् इति तदारभ्य ये इदानीं पर्यन्तं कुर्वन्नस्मि तेन आरोग्यं सम्यकस्ति तावदेव